परह्यः मया एकं युतकं स्वीकृतं तस्य विषये अत्यन्तं खेदः अस्ति मम तद् युतकं मम न पर्याप्तम् अत्यन्तं लघु वर्तते मम शरीरं बृहदस्ति तत् समीचीनमिति मत्वा मया स्वीकृतं परन्तु तत् सम्यक् नास्ति यत् गुणवत्ता यदि पश्यामः तर्हि कार्पासस्य इति मत्वा स्वीकृतं परन्तु सम्पूर्णतया कार्पासस्य अंशः तत्र न दृश्यते एवं हितञ्च न वर्तते यत् स्टिच् कृतं नाम तस्य बन्धनं यत् कृतं तदपि सम्यक् नास्ति इदानीमेव तस्य त्रोटनमपि अभूत् गुणवत्ता सम्यक् नास्ति वर्णः ईषदपि सम्यक् नास्ति यत् जले संस्थापयामः वर्णस्य परिवर्तनं दृश्यते तस्य वर्णस्य च संयोगः वस्त्रान्तरेषु अपि दृश्यते अतः इदं वस्त्रम् ईषदपि सम्यक् नास्ति